आम् अहं तद् अङ्गीकरोमि इदानीं भवान् इच्छति वा न वा मोबैल् तु सर्वत्र अस्ति तस्य विपोगं उपयोगं जानेयुः अन्यद् तद् सदुपयोगं कुर्युः अन्यद् कम्प्युटर् अस्ति इदानीं शाला मध्ये एव तत् स्लैड्स् निर्माणं तद् प्रेसेन्टेषनं प्रेसेन्टेषन् करणं तद् किं वदामः तत् मूलभूत ज्ञानं इत्येव अब् अभवत् तद् अग्रेपि इतोपि गभीरम् भवति अतः तन्त्रज्ञानस्य उपयोगः सर्वेषां कृते तद् पाठनीयः विषयः एव तद् इदानीं ज्येष्ठाः अपि आश् आशीति वर्ष जनापि मोबैल् द्वारा वट्साप् सर्वम् उपयोगं कुर्वन्तः पठितवन्तः कोवीड् समये तदेव मुख्य सम्पर्कमाध्यमपि आसीत् अतः तद् मूलभूतविषयः एव